अन्येषां नगरविद्यालयानाम् अपेक्षया स्वग्रामस्य विद्यालयं विद्यालयं समीचीनं वर्तते नगरविद्यालयं गन्तुं बहवः बहवः कष्टम् अनुभवन्ति अर्थात् तेषां समीपे कदाचित् धनं न भवति परन्तु तथापि ऋणं कृत्वा गच्छन्तीत्यतः स्वनगरं स्वग्रामस्य विद्यालयमेव श्रेष्ठं भवति अर्थात् स्वग्रामस्य विद्यालयं विद्यालयस्य गमनेन अस्माकं स्वग्रामस्य विद्यालयस्य परिचयः बहु भवति तेन सह तत्रापि सम्यक् पाठयन्ति यदि स्वग्रामस्य विद्यालयं न गच्छामः तर्हि पाठकाः न आगच्छन्ति पुनः इतोऽपि नगरविद्यालयं नगरविद्यालस्य गमनेन तत्र शिक्षणं समीचीनतया प्राप्तं प्राप्तं चेदपि तत्र बहूनां जनानां गमनागमने एव समयः नाशः भवति अतः अस्माकं स्वग्रामस्य न विद्यालयस्य गमनेन सर्वेषामपि सौलभ्यं भवति अपि च तत्र पाठकाः अपि समीचीनतया प्राप्यन्ते अस्माकं ग्रामस्यापि अभिमानम् अस्मासु भवति